हरि ओम् नमस्ते वदतु महोदय कथं सहायं करोमि आम् आम् महोदय वदतु ओ कीदृशप्रवास प्रवासम् अपेक्षितं कार्पोरेट् वा सामान्यं वा एवं वा अस्तु कति जनाः सन्ति कुत्र गन्तव्यं भगिनी हा हा एवं वा कीदृश प्याकेज् अपेक्षितम् बिस्नेस् क्लास् वा एकनामिक् क्लास् आम् प्लीस् हा विमानयानेन वा रैल् यानेन गन्तुम् इच्छन्ति रैल् यानेन अस्तु तत्रापि अनुकूलवातायनसेवा अपि अस्ति तद् आवश्यकं वा आम् आम् शयनयानस्य अपि विकल्पः अस्ति हा एकैकस्य द्विसहस्ररूप्यकाणि भविष्यन्ति आम् आम् एवं वा पञ्चजनाः खलु एकनिमिषम् अहं पश्यामि हा अस्तु भगिनि पञ्चजनानां मौल्यं दशसहस्ररूप्यकाणि भवति एकसहस्र एकसहस्ररूप्यकं न्यूनं कारयिष्यामि अस्तु वा अस्तु अस्तु अस्तु भवति कुत्र गत् गन्तुम् इच्छन्ति महोदये

एवं वा अस्माकं समीपे लोकयानस्य लघु लोकयानस्य व्यवस्था अस्ति तत् कारयामि वा एवं शक्यते यानस्यैव व्यवस्थां कुर्मः

तद् हा तद् तत्रापि अस्ति विकल्पः अस्ति अनुकूलवातायनस्य यानस्य अपि अस्ति पुनः साधारणसेवा अपि अस्ति किम् आवश्यकम् एवं वा अस्मिन् यानस्य मौल्यः प्रति किलोमीटर स्य पञ्चचत्वारिंशत् रूप्यकाणि भविष्यति अस्तु वा अस्तु तर्हि अस्य यानस्य हा यानस्य आरक्षणं करिष्यामि धन्यवादः सुविधाप्रवासोद्यमं प्रति सम्पर्कार्थं धन्यवादः पुनः भवतः प्रवासार्थम् अवश्येन सम्पर्कं करोतु हा सम्यक् न धन्यवादः न